मम जीवने पाककला पाककलावर्धने केपि सहायकाः नास्ति न सन्ति किम् किमिति चेत् अहं तु त्रयोदशवर्षपर्यन्तं विद्यापीठे होस्टल्मध्ये वासं कुर्वन् अस्मि तस्मात् मम जीवने पाककला वर्धने तु माता वा परिवारस्य वा भागं किमपि नास्ति किन्तु मम स्पर्धीयाः मम सह मम मम मित्राः ये वर्तन्ते तेषां तेषां साहाय्येन तेषां वयं अहं मम मित्रान् मिलित्वा नैके बहु नैके बहुविध खाद्यानि वयं विद्यापीठवातावरणे विद्यापीठपरिसरे विद्यापीठकाले वयं अकुर्वन् अकुर्वन् अकुर्वन् तथा च पाककलावर्धने तु मम सहायकाः मम मित्राः एव